डेङ्गूज्वरः बहु बहुत्र व्यापितं वर्तते अतः तस्मात् यदा आगतं भवति तदुत्तरं तस्य निवारणं कर्तव्यमिति न तस्मात् प्रागेव किञ्चित् पथ्यादिकं पालनीयं तथा एतदपि मद्दु इत्यादिकम् आहारे पथ्यमित्यादिकं स्वीकर्तव्यं यथा डेङ्गूज् स्थानं भवति तत्र डेङ्गूप्रदेशमिति भवति तत्र न गमनमेव वरम् इति भाति यतो हि तत्र गं तत्र गमनम् इति उचि यदि अवश्यमस्ति तत्र गत्वा तस्य यद् पथ्यमस्ति तत् पाल्यते चेत् अस्माकं हिताय भवति एवञ्च यदि डेङ्ग्यू भवति तदानीं अस् वैद्यनिकटे दर्शनं दर्शनम् अपि च यद् पथ्यमुक्तं भवति तद् खादनं पपिताखादनम् अपि च एतद् औषधीनां स्वीकरणम् अपि च यथा अन्येषाङ्कृते तद् विस्तृतं न स्यात् तथा अस्माभिः भावनीयं भवति तस्मात् पृथगेव भावनीयं डेङ्गूज्वरः सर्वत्र बहु प्रसृतं वर्तते तस्मात् तत्र यद् यावद् अस्माभिः आरोग्यपालनार्थं कर्तुं शक्यते तावद् स्वयमेव कुर्मः अपि च यद् रोगः निरोधकशक्तिः वर्धते तथा एव आहारं स्वीकुर्मः तत्र यदि डेङ्ग्यू आगतं भवति आधिक्येन वैद्याः सूचयन्ति पपि पपिताखादनम् अपि च फलानां खादनम् एवञ्च औषधस्वीकरणमिति बहु उचितं यतो हि ज्वरः यदि आगतं स्यात् तर्हि अस्माकं शरीरवेदना पादे वेदना कण्ठे वेदना अपि च शिरो वेदना इत्यादिकं महती भवति तदनीं देहे बहु निश्शक्तिः वर्तते तस्मात् तस्य निवारणाय आरोग्यम् आरोग्यपथ्यार्थम् आहारपथ्यम् अपि च औषधीनां स्वीकरणं वरम्